हरि ओं मम नाम सान्तनु महोदय अहं धावनार्थं प्रयासं करोमि परन्तु अवकाशं न दीयन्ते मम पार्श्वे सर्वा सर्वाणि प्रमाणपत्राणि अपि सन्ति

आम् आम् महोदय धावन प्र तस्य तस्मिन् समये किं जायते नाम यदा अहं धावनं करोमि तदानीं मम द्रक्ष्य द्रक्ष्यभागतः पीडा जायते आम् आम् आमाम् स्वीकृतम् आं महोदय उत्कलप्रदेशे झार्खण्ड् मध्ये एवं च आन्ध्रप्रदेशे आं महोदय प्रथमस्थानमेव प्राप्तं तत्र

आमाम् अवश्यम्

तर्हि इत आर

आम् महोदय तर्हि इत इत आरभ्य अहं तथैव करोमि य भवता यथा उक्तं तथैव करोमि तर्हि तर्हि भवता उक्तं आसनकरणेन तत्र सम्यक् भवति तर्हि कानि आसनानि करणीयं भवति

आम् आम् आ तर्हि प्र प्रतिदिनं कति वादने भवति कस्मिन् समये आम् महोदय तर्हि एवं प्रतिदिनं करोमि आम् आमाम् अस्तु महोदय आम् आम् महोदय आम् महोदय धन्यवादः